हरि ओम् हा किं भगिनी एवं भगिनी प्रतिदिनं स्थापयामि किं कन्नडपत्रिका अपेक्षते उत आङ्गल वा संस्कृतं वा एवं भगिनी आङ्गलभाषया आङ्गलभाषायाः टैम्स् आफ़् इण्डिया अस्ति इण्डियन् एक्स्प्रेस् अपि च डेक्कन् हेराल्ड् इति पत्रिका द्वयं कन्नडभाषयाः प्रजावाणी विजयकर्नाटका विजयवाणी होसदिगन्ता इति पत्रिका चतुष्टयं संस्कृते एका एव दिनपत्रिका सुधर्मा इति अस्तु भगिनी अहं प्रातः षड्तः सार्धषड् अभ्यन्तरे आगच्छामि अद्य नास्ति भगिनी श्वः आरभ्य एव अहं दातुं शक्नोमि अहमेव सूचयामि परन्तु भवती अन्तर्जालमुखेन तत् पञ्जीकरणं सर्वं करणीयं भवति तत् भवत्याः दूरत् दूरवाणीसङ्ख्याद्वारा अहं मम स्वामिनं सूचयामि अहं प्रेषयामि भगिनी भवत्याः वाट्साप् सङ्ख्यां कृपया ददातु अहं प्रेषयामि भवत्यै तद् लिङ्क् द्वारा भवती पञ्जीकरणं कर्तुं शक्नोषि हा न भवति यत्किमपि भवत्याः आनुकूल्यं तथा दातुं शक्नोति यदि आन्लैन् द्वारा दीयते आन्लैन् रेसिप्ट् प्राप्यते नोचेत् साक्षादेव अहम् आगत्य दास्यामि

अस्तु भगिनी तथा एव करोमि चिन्ता मास्तु अस्तु अस्तु एवम् हा अस्तु भगिनी धन्यवादः आ हरि ओम्